इदानीम् अहं दृष्टवती सर्वत्र यत्तु यत्र कुत्रापि गतवती तत्र अहं तदेव दृष्ट दृष्टवती सर्वेषां कृते संस्कृतं ज्ञातुम् इच्छा सम्यक् वर्धनं भवति पृच्चन्ति वदन्ति के अहं संस्कृतं पठितुम् इच्छामि कोऽपि अस्ति वा कापि अस्ति वा अहम् अस्माकं सोसैटि मध्ये आक स्वयं आगत्य पाठयन्ति व बोधयन्ति वा इति तत्परं केचन गृहे अहं गत्वा दृष्टवती अत्र आम् आम् आम् सम्यक् परिवर्तनम् आम् दृष्ट्वा दृष्टामि एव